व्यापारस्य आरम्भार्थं ग्रामीणजनानां कृते तु नाम कृषिवलानां कृते तु बहु समस्याः वर्तन्ते एव तत्र तु प्राधान्येन वयं पश्यामः चेत् तत् मीडियेटर्स् इति वदामः आङ्ग्लभाषायां मध्यवर्तिनः ते तैः किं क्रियते इत्युक्ते कृषिवलैः यत् प्राप्तं वर्तते व्रीहिः इत्यादि धान्यं तत्तु न्यूनदरे स्वीकुर्वन्ति ते अधिक दरे अन्यत्र तस्य विक्रयणं कुर्वन्ति तदानीं यः मूलतया तत् प्राप्तवान् तस्य कृते अधिकं दनं न प्राप्यते एव तत् सर्वं मध्यवर्तिनां कृते गच्छति अतः कृषिवलाः सर्वदा दरिद्राः एव भवन्तः इति वयं भारते द्रष्टुं शक्नुमः ते अतः ते दुःखिताः बहुत्र आत्महत्याम् इत्यादिकमपि कुर्वन्तः दृश्यन्ते किन्तु तस्य परिहारार्थम् सर्वकारैः बहु प्रयत्नः तु भारतसर्वकारैः क्रियमाणः एव वर्तते किन्तु तत्तु ये कृषिवलाः सन्ति तेषां कृते सम्यक्तया प्राप्तिः न न भवति इति अहं भावयामि किमर्थमित्युक्ते तत्र कृषिवलाः सर्वं सम्यक्तया नावगच्छन्ति कदाचित् तादृश विक्रयणकार्यादि विषये एकः कश्चन तत् तस्मिन् विषये यत् आगतं नूतन विषयाः नूतन विषयाः ये स् आगमिष्यन्तः भवन्ति तेषां विषये किञ्चित् कश्चन बोधयति चेत् तदानीं सम्यक् ते अपि सर्वम् अवगन्तुं शक्नुवन्ति इति मम आशयः